यदि अहं स्वस्य छायाचित्रद्वारा भारतं दर्शयितुम् अवसरं प्राप्स्यामि तर्हि अहं तस्मिन् चित्रे कृषियन्त्राणि योजयामि तथा च ग्रामीणक्षेत्रस्य क्षेत्रे कार्यं कुर्वन् कृषकस्य चित्रं कर्षयामि यतोहि भारतीय ग्रामीणजनाः अधिकांशतः कृषकाः सन्ति तथा कृषकाः अस्माकं देशस्य मेरुदण्डः अस्ति तस्मिन्नेव चित्रे अहं प्रकृत्याः चित्रवर्णनं करिष्यामि तत्र वृक्षाः सन् भवेत् सस्यानि भवेयुः तथा च जनाः परिश्रमं कथं कुर्वन्ति तेन कथं धान्यम् उत्पन्नं भवति इति वर्णनमहं तत्र करिष्यामि तत्र चित्रे पोषकाः तथा च उदारदिकाः कृषकाः भ भवेत् एवमेव मम चित्रे प्रकृत्याः वर्णनं भविष्यति